अहं तु यु मध्यमे वयसि नास्मि युवा अस्मि नाम एकेन एकविंशतिवर्षीयः अहम् अस्मि तथापि मध्यमवयसि विद्यमानानां ज्येष्ठानां युवानानां च चिन्तनविषयं भिद्यते एव युवानाः सर्वदा किं सुलभमार्गम् अनुसरन्ति यत्र क्लिष्टकराः न भवेत् तथा मध्यमवयसि ये विद्यन्ते भवन्ति ते तु ह सर्वदा तेषां कुटुम्बः विषये एव चिन्तनं कुर्वन्ति कुट् ये यत्किमपि क्रियते ते कुटुम्बार्थमेव कुर्वन्ति ज्येष्ठाः तु किमपि कार्यं न कुर्वन्ति ते तु बोधयन्ति एव बोधनम् एव तेषाम् कार्यं भवति तथा एवं तेषां चिन्तनं चिन्तनं भिद्यते युवानः सर्वदा कार्यं कर्तुं न इच्छन्ति किन्तु मध्यमवयसि ये भवन्ति ते तु कार्यं कर्तुमेव इच्छन्ति ते कुटुम्बार्थं ते तं जीवं सम्पूर्णं समर्पयन्ति अतः मध्यमाः एव बहवः बहूनि कार्याणि बहुकार्यं कुर्वन्ति इत्यतः मध्यमाः श्रमिकाः युवानः तु कार्यमपि कुर्वन्ति अत्र एञ्जाय् अपि कुर्वन्ति अतः ते किञ्चित् लघवः लघवः किञ्चित् लघ्वी इत्यतः एव ते किञ्चित् अल्पमेव कार्यं कुर्वन्ति